हरिः ओम् नमस्ते अ हा कुतः वदति अस्ति आम्

ओहो

ह हा एवमेवं वा भवती इदानीं किं पठति अस्ति हा हा हा आचार्य इत्युक्ते एम् ए एवं भवति किल हा हा हा भवत्याः वयः तर्हि ओ एवम् एवम् एवम् एवं भवती कालेज् प्रति गच्छती अस्ति एवमेव भरतनाट्यं कक्षां प्रति अपि गच्छन्ति अस्ति वा

हा हा

हा सङ्गीते भवती किं जूनियर् समापितवती वा अथवा अध्ययनं चलति वा

हा हा इद् आचार्यपरीक्षा कदा भवति भवत्याः हा हा हा इदानीं तु अक्टोबर् चलति षट् सप्त मासेभ्यः भवत्याः आचार्य समाप्यते खलु हा तावत्पर्यन्तम् आचार्य पठन्ती अस्ति इत्यतः तद् एक्साम् यदा आगच्छति तस्य कृते एव भवती विशेषं समयं ददातु एप्रिल् तः तदा समाप्यते खलु तदनन्तरम् तदनन्तरं भवती भरतनाट्यं वा सङ्गीतं वा इतोपि अधिकं किं वाञ्छति तत् स्वीकर्तुं शक्नोति किल

हा हा

ह भवत्याः भवत्याः आच आचार्यकक्षा यदस्ति विश्वविद्यालयं प्रति भवती यद्गच्छति तत्तु सोमवासरतः शुक्रवासपर्यन्तं किल पञ्चदिनात्मकं किल तर्हि शनिवासरमस्ति भानुवासरमस्ति वारद्वयं वर्तते किल भवतीं ह विरामः मिलति इत्युक्ते भवती एकं कार्यं करोतु तत्र शनिवासरे सङ्गीतकक्षां प्रति गच्छतु एवमेव भानुवासरं मिलति तत्र यदि शक्यते इति भवत्याः मनसि अस्ति चेत् भवती भरतनाट्यकक्षायां भानुवासरे गच्छतु तदा हा एवं कर्तुं शक्यते तदा प्रति वासरे भवत्याः कृते आचार्य विश्वविद्यालयस्य क्लास् अपि चलति एवमेव अत्र भरतनाट्यसङ्गीतमपि भवती पठितुं शक्नोति किल एवं करणीयम् एवं करणीयं तत्र अन्यदपि एकं भवति कर्तुं शक्नोति यदा भवत्याः कृते विश्वविद्यालये विशेषतः एक्साम्स् परीक्षा यदा भवति तस्मिन् समये पूर्वमेव सङ्गीतशिक्षकाणां कृते भरतनाट्यशिक्षकाणां कृते सूचयतु भवती एवमस्ति अस्मिन् वासरे मम कृते परीक्षा आगच्छति तस्मिन् समये अहम् आगन्तुं न शक्नोमि इति पूर्वमेव सूचयतु यदि भवति विश्वविद्यालये पृच्छति चेत् तत्रत्य अध्यापकाः वदन्ति कदा परीक्षाः भवन्ति इति तत् पूर्वमेव भवति सूचयति चेत् तदा तत्रापि क्लेशः नास्ति तेपि आग्रहं न कुर्वन्ति तदा सङ्गीतकक्षा अपि भवत्याः यदावश्यकम् इति भवत्याः मनसि अस्ति तदपि भवति भरतनाट्यकक्षा अपि भवति एवमेव आचार्यपरीक्षायामपि भवति उत्तमतया अङ्कान् स्वीकृ स्वीकृत्य उत्तीर्णा भवति आ चिन्ता मास्तु अस्तु अस्तु अस्तु शुभमस्तु आ सम्यक्तया आचार्यपरीक्षामपि सम्यक्तया पठित्वा लिखतु सङ्गीतं च भरतनाट्यं च समीचीनतया अध्ययनं करोतु भारतीयसंस्कृतेः मूलाधाराः सन्ति एतादृशयः सांस्कृतिकाः क्रियाः तत्रापि अस्माकम् अध्ययनं भवतु संस्कृतं पठन्ती अस्ति इति वदति तदपि बहु उत्तमं भवत्याः कृते अग्रे शुभं भवतु धन्यवादः धन्यवादः